सर्वकारीय याप् अस्ति तस्य उपयोगः जनस्य बहु भवति भीम् याप् अस्ति भीम् याप् अस्य ट्राञ्जाक्शन् कर्तुं तस्य उप्योगः बो बहु भवति तदनन्तरं रोस्गार् याप् अस्ति तस्य उपयोगः ज युवकः तस्य उपयोगः कर्तुं शक्नोति तर्हि सर्वकारीय याप् ये अस्ति तस्य उपयोगः बहु भवति यदा ब्याङ्क् अस्ति युको ब्याङ्क् इत्यदि तत् तस्यापि सर्वं सर्वे जनाः तस्य उपयोगः कृत् कर्तुम् इच्छति